रैल्यानं तु अहं बहु इच्छामि यतः रैल्याने अहं प्रायः आभारतम् अटितवती इति वक्तुं शक्नोमि अहं कर्णाटकतः दक्षिणमपि कन्याकुमारी पर्यन्तं रैल्याने गतवती उपरि अपि गुजरात् प्रदेशपर्यन्तं दिल्लीपर्यन्तमपि अहं रैल्यानेन एव गतवती विमान यानस्य अपेक्षया रैल्यानमेव इच्छामि यतः विमानयाने तु शीघ्रं गन्तुं शक्यते परन्तु जनैः सह वयं भवितुं न शक्नुमः रेल्याने तु सावधानेन प्रदेशान् दृष्ट्वा तत्र प्रदेशस्य खाद्यानि अपि अहं मार्गे खादित्वा गन्तुं शक्नोमि उपविश्य परिवारेण सह अधिकं समयं यापयितुं शक्नोमि अतः रैल्यानम् एव अहं बहु इच्छामि यथा अहम् उक्तवती सर्वत्र महाराष्ट्रा गुजरात् दिल्ली सर्वत्र रैल्यानेन एव अहं प्रयाणं कृतवती